अहं तु नूतनाय एवं वदामि योगविषये अवश्यं प्रतिदिनं करोतु यदि कदाचित्तु एवं भवति विघ्नमागच्छति कर्तुं न शक्यते तथापि कनिष्ठतया एकं सूर्यनमस्कारं वा करोतु प्रतिदिनम् अर्धघण्टां करोतु अवश्यं करोतु इति वदामि